यदि कीडाविषये इदं वदामः तद्ग्रामविषये तद्भिन्नाः भवन्ति नगराणाम् मध्ये अपि भिन्नाः भवन्ति नगराणां मध्ये तत्र बोधकाः अथवा तत्र ये तत्र किं करोति इत्युक्ते अध्यापयितुं तत्र बहवः मिलन्ति ग्राम्यपदेशे अथवा ग्रामीणे प्रदेशे तत्र तादृश्याः जनाः न मिलन्ति ता अवकाशः अपि न उपलभ्यते नगराणां मध्ये तत्र अवकाशः महान् वर्तते तत्र अनेके जनाः समिलन्ति अनेक बहूनि मित्रानि भवन्ति तैः साकं तत्र एकत्र गत्वा तत्र क्रीडितुं शक्यते ग्राम्यप्रदेशे तथा भवति तत्र अवकाश न लभ्यते क्रीडितुम् अवकाशप् न लभ्यते क्रीडाङ्गणं इत्यादिकं सर्वं सर्वदा तत्र ग्रामप्रदेशे न लभते परन्तु नगराणां मध्ये तत्र तादुश्यप्रदेशः लभते अतः नगराणाम् अपेक्ष्य ग्राम्यपदेशे अतीव क्लिष्टाः एव भवति अतः किमपि वक्तुं न शक्यते तत्तत् प्रदेशानुगुणं वयं तत्र क्रीडां कुर्मः इति वक्तुम् इच्छामि